हा हरिः ओम् अत्र अहं तु लघु फ़ोटोग्राफ़र् अस्मि लघु इत्युक्ते अहं पुष्पाणां वा तादृशं फ़ो भावचित्राणि स्वीकरोमि स्वीकरोमि किन्तु बहिः बहवः फ़ोटोग्राफ़र्स् सन्ति ते सर्वे यत्र यत्र बृहत् कार्यक्रमः भवति तत्र भावचित्राणि स्वीकुर्वन्ति तत्र किं कार्यक्रमः भवन्ति तत्र स्वीकुर्वन्ति पुनः तेषां कृते अपि सन्मानम् अपि क्रियन्ते अन्तराष्ट्रीयमट्टे राष्ट्रीयमट्टे वयम् तत्र तेषां नामानि उक्त्वा तेषां किमपि

और्द् ओन्दु तेषाम् एतद् भवति तत्र सन्मानं कुर्वन्ति इत्युक्ते तेषां प्रशस्तिं दास्यन्ति किम् इत्युक्ते भवन्तः एतादृशं कार्यं कृतवन्तः बहु सम्यक् भावचित्राणि स्वीकृतवन्तः इति तादृशाः जनाः अपि सन्ति किन्तु अहं तावत् सम्यक् न स्वीकरोमि इति नास्ति किन्तु अहं लघु लघु चित्राणि इत्युक्ते गृहस्य समीपे पुष्पाणि भवन्तु फलानि भवन्तु लघु लघु इदानीं बालकः क्रीडन् क्रीडन्नस्ति तस्य भिन्नभिन्न आङ्ग्लमध्ये अहं भावचित्राणि स्वीकरोमि तादृशं लघु लघु भावचित्राणि स्वीकृत्य तत्र एडिटिङ्ग् कृत्वा तादृशं करोमि तादृशम् एव वीडियो अपि अहं यत्र कुत्र श् यत्र कुत्रापि शक्यते तत्र लघु लघु दश सकेण्ड् वा तादृशं लघु लघु वीडियोस् करोमि तादृशं कृत्वा अनन्तरं सर्वं मर्ज् कृत्वा सम्यक् रील्स् रीत्या करोमि तद् बहु सम्यक् भविष्यति तादृशम् अस्माकं कृते अपि तादृशम् एतादृशं किम् एतादृशं भवन्तः कुर्वन्ति इति ते अस्मान् नै हुडकिद्रे सम्यक् भविष्यति तादृशः अपि सन्ति पुनः किम् इत्युक्ते अहं बहु इति नास्ति किन्तु भावचित्राणि तदपि एका कला अस्ति सर्वेषां कृते न आगच्छति अहम् बाल्यकालतः तादृशं कृत्वा कृत्वा कृत्वा इदानीं किञ्चित् पठन्ती अस्मि पाठितवती अपि इतोपि बहु पठनीयम् इत्यपि अस्ति मम बहु सम्यक् यदि स्वीकुर्मः पे भिन्नभिन्नम् आङ्ग्लतः यदि भिन्नभिन्नम् आङ्ग्लतः यदा स्वीकुर्मः तदा बहु सम्यक् यत्र इत्युक्ते यत्र स्थित्वा सम्यक् शी स्वीकुर्मः चेत् सम्यक् आगच्छति इति ज्ञायते तादृशाणि भावचित्राणि वयं स्वीकुर्मः एतादृश्यः तेषां तेषाम् एतद् तेषां कृते एव भवतु किन्तु अत्र बहु सम्यक् भविष्यति एद् एतादृशं वा लघु लघु कार्यतः एव सर्वे अग्रे गच्छन्ति तेषां कृते सन्म् एतद् सन्मानं कर्तुं तत् किमपि उद्देशः नास्ति किन्तु अस्माकमपि भव् भविष्यति अस्मान् अपि प्रेरयन्तु इति मम आशा तावदेव तादृशं विषयं स्वीकृत्य अहम् इदानीम् उक्तवती एतादृशानाम् एव भावचित्राणां भावचित्रं फ़ोटोग्राफ़ीस् फ़ोटोग्राफ़ि केन् बि डन् बै एव्रि वन् नौ अ डेस्